नमस्ते महोदया अहं सुनीता अहं विदेशे सांस्कृतिकविनिमयकार्यक्रमे भागं ग्रहीतुम् इच्छामि तत्र सांस्कृतिक विनिमयकार्यक्रमे अहं संस्कृतछात्रा भूत्वा तत्र अहम् कार्यं तत्र निर्वहामि तदर्थं मह्यम् भवदा भवतः सकाशात् अनुमतिः अपेक्षिता वर्तते तत्र यानि पत्राणि प्रमाणपत्रादिकम् अपेक्षितं तानि सर्वाणि अपि मम समीपे वर्तन्ते अतः कृपया तं कार्यक्रमं गन्तुम् अनुमतिं प्रयच्छन्तु इति प्रार्थयामि